पाश्चात्यं तत्त्वशास्त्रम् अध्येतुं प्रयत्नः न कृतः अस्ति मया किमर्थं नाम अस्माकं भारतपरम्परायामेव तत्त्वशास्त्रादिषु आधिक्येन बहवः किमपि ग्रन्थाः ग्रन्थाः इत्यादिकं लिखितवन्तः तदेव पठितुम् इच्छा वर्तते पाश्चात्यस्य किमपि तस्य कापि अपेक्षा नास्ति इति अहं मन्ये अतः शङ्कराचार्याः यद् लिखितं शङ्कराचार्यैः लिखितं प्रस्थानत्रयं प्रस्थानत्रयं नाम गीताभाष्यम् उपनिषद्भाष्यं ब्रह्मसूत्रम् एतयोः एतेषु त्रिषु एव तत्वशास्त्रमपि भवति जीवनशास्त्रं विज्ञानशास्त्रं सर्वं कृषिः एव वर्तते इति कृत्वा पाश्चात्यं ता पाश्चात्यशास्त्रं प्रति तावद् मम मनः न गतम् अत्रैव गीताभाष्यायामेव वदन्ति जीवनशास्त्रं जीवने कथं भाव्यं लोभमोहादिकं त्यक्त्वा क्रोधलोभ इत्यादिकं त्यक्त्वा सात्विकगुणाः उक्ताः तथैव रजसः रजसः गुणाः तमः इत्यादि त्रिषु गुणेषु कथं भाव्यम् इत्यपि उक्तं तत्रैव उपनि उपनिषद्भाषायाम् उक्तं मोक्षप्राप्तेः किं साद् साधनं किमस्ति कि कथं मोक्षे पा प्राप्ते कथं कर्तव्यं किं कर्तव्यम् इत्यादिकम् उपनिषद्भाष्ये उक्तमस्ति मोक्षः सर्वैः प्राप्तव्यः इत्यपि अस्ति मोक्षः यदि लभ्यते चेत् पापं पुण्यम् इत्यादिकं न भवति मोक्षेण सर्वं लभ्यते इति उक्तमपि अस्ति ब्रह्मसूत्रे तावत् सर्वेषां सूत्ररूपेण उक्तमस्ति सूत्ररूपेण सर्वम् उक्तमस्ति इति कृत्वा मया पाश्चात्यतत्वशास्त्रं वा अन्यज्जीवनशास्त्रं वा योगशास्त्रम् इत्यादिकं पठितुम् अध्येतुम् अथवा प्रयत्नः न कृतः अस्ति अस्माकं भारतीयशास्त्रेषु एव सर्वमस्ति इति कृत्वा पाश्चात्यं शास्त्रं प्रति तावद् मनः नास्ति